अहं तु तमिळनाडुप्रदेशे वसामि अत्र तु संस्कृतस्य वाणिज्यायाम् उपयोगः न दृश्यते इति खेदस्यः विषयः एव परन्तु संस्कृतभारती माध्यमेन शिबिराणि अत्र चालयन्ते अतः इदानीं संस्कृतभाषणः बहवः जायमानाः सन्ति सर्वे संस्कृतशिबिरम् आगच्छन्ति अनन्तरं संस्कृतशिबिराणि अपि चालयन्ति बालानां कृते अपि बालगोकुलम् इत्यादिकमपि अत्र चाल्यते तत्र संस्कृतगीतानि श्लोकानि भगवद्गीता इत्यादिकं भवति ये दूरे वसन्ति कक्षां प्रति आगन्तुं न शक्नुवन्ति ते पत्राचारमाध्यमेन अपि परीक्षां स्वीकृत्य संस्कृतभाषां पठन्ति शनैः शनैः एवमेव भवन्ति चेत् वाणिज्यव्यवस्थायामपि संस्कृतस्य स्थानं भविष्यति